तत्र इदानीं बहूनि कार्यक्रमाणि प्रचलितानि एतावता राममन्दिराभियानं तथा शिवाजिजयन्ती तथा बहूनि कार्यक्रमाणि प्रचलितानि तत्र जनेभ्यः सर्वकारः सा सहा सहकारः जनेभ्यः प्रदत्तं वा इति चेत् सर्वका सर्वकारीयसहकारः जनेभ्यः प्रदत्तं वर्तते तत्र राममन्दिर अभियाने बहूनि का सांस्कृतिककार्यक्रमाणि प्रचलितानि तत्र च एतावता राममन्दिर अभियाने राममन्दिरकथाश्रवणं नृत्यं नाटकं गीताश्रवणं लवक्वा लवकुशयोः गानं तथा च शिवाजिजयन्तीमध्ये सांस्कृतिककार्यक्रमः तथा तस्य नाटकम् इत्यादिकं बहूनि कार्यक्रमाणि प्रचलितानि तत्र च राममन्दिराभियाने च एकं स्पर्धा अपि आयोजिता आसीत् तत्र कर्नाटकीय्राजस्तरीयस्पर्धायां तत्र विजयवैजयन्ती आनिता आसीत् तथा च तत्र इदानीं राष्ट्रस्तरीयस्पर्धा तत्र प्रचलन्ती वर्तते तत्र च कर्नाटकीयजनाः सर्वेभ्यः सर्वकारीयसहकारः जनेभ्यः प्रदत्तं वर्तते तत्र च इदानीं चतुर्दश जनाः तत्र राममन्दिर अभियानं मे तत्र स्पर्धाम् आयोजितम् आसीत् तत्र च इदानीं जनाः अयोध्यां प्रति तत्र स्पर्धां दातुं गतवन्तः सन्ति